भारते निरुद्योगसमस्याः सन्ति इव भासते तत्र कारणं वदन्ति शिक्षायाः अभावः किन्तु मम तथा न भासते उद्योगस्तु सर्वेषाम् उपलभ्यते उद्योगिनाम् अभावः एव बाहुल्येन दृश्यते प्रायः एवं वक्तुं शक्यते यत् प्रत्येकस्य इष्टं कार्यं सर्वकारीयं वा कार्यं नोपलभ्यते इति उद्योगं प्राप्तुं शिक्षणं केवलं सहायं न करोति परम् उद्योगनिमित्तं कौशलस्य वर्धनं नितान्तम् अपेक्षितम् सर्वकारस्तु सर्वेषां कृते उद्योगं प्रकल्पयितुं विविधान् अवकाशान् प्रयच्छन् अस्ति यथा स्टार्टप् कर्तुम् आर्थिकसहायं करोति कार्यनिमित्तं कौशलानां प्रदानं करोति तेन बहवः नूतनाः उद्योगिनः सृज्यमानाः दृश्यन्ते स्वसहायसंस्थाः अपि एतस्यां दिशि सहायं करोति इति मम अभिप्रायः